मम राज्यस्य संस्कृतिविशेषे संस्कृतभाषायाः योगदानं बहु अस्ति मम संस्कृतं विना संस्कृतभाषा विना रा मम राज्ये संस्कृतिः किमपि नास्ति सर्वभाषा मम भाषा भारतदेशस्य बहु भाषाः सन्ति अत्र भाषा वैविध्यम् अस्ति अत्र किन्तु सर्वेषां भाषायाः मातृरूपेण तिष्ठन्ति संस्कृतभाषा एतस्याः प्र संस्कृतभाषायाः प्रभावं बहु अस्ति भारते विद्यमाने अन्यभाषाणां कृते एकैकराज्यस्य एकेकभाषा भवतुदु किन्तु संस्कृतभाषायाः प्रा प्रभावं सर्वभाषायाम् एव अस्ति एव संस्कृतभाषायाम् एव एव अस्ति संस्कृतभाषायां लिखितम् अस्ति वेदं पुराणम् इतिहासं सर्वं एव मानवस्य मनुष्याणां मनः मानवस्य जीवनं कथम् आ भवति जीवनं कथं ब भवति भवितव्यं कथं करणीयं जीवने किं किं न करणीयं किं किं करणीयम् इति पृथक् रीत्या तत् सर्वं पुराण इतिहास वेदसंहितायां तत्र वदन्ति स्म अतः संस्कृतभाषा विना भारतस्य संस्कृति किमपि नास्ति इति वक्तुं शक्यति